स्टेम् क्षेत्रस्य वैश्विक आवश्यकता बहु अस्ति विज्ञानम् उपयुज्य देशस्य प्रगतिः बहुसम्यक् करणीयः तत्कारणात् विज्ञानस्य उपयोगं करणीयम् एव विज्ञाने तन्त्रज्ञानमपि भवति तन्त्रज्ञानं सर्वत्र दृश्यते तन्त्रज्ञानविषये अधिकृत्य वयं वदामः चेत् प्रतिदिनं वयं देशरक्षणार्थं गृह गृहे प्रतिदिनं कार्यं कर्तुम् अपि तन्त्रज्ञानस्य आवश्यकं बहु अस्ति किन्तु देशरक्षणविषये वयं सर्वदा तन्त्रज्ञानं तन्त्रज्ञानस्य उपयोगम् करणीयम् एव अभियन्तः क्षेत्रे अपि अद्य अधुना वैज्ञानिक आविष्करणं बहु अस्ति यदा विज्ञानस्य क्षेत्रे बहु अभिवृद्धिः भवति तदा अस्माकं कृते बहु आवश्यकं भवति चन्द्रयान विषयं वयं स्वीकुर्मः चेत् तत्र गणितं उपयोगः अभवत् गणितक्षेत्रस्य विशालता पश्यामः चेत् बहुयोगदानं तत्र दत्तवन्तः सर्वम् उपयुज्य ष्टेम् क्षेत्रम् उपयुज्य अस्माकं भारतस्य नव निर्माणं कुर्मः